आं मम लेखनप्रभावं जनयन्तप्रेयकव्यक्तयः सन्ति ते मह्यम् उक्तं कथं लेखनीयम् इति यस्मिन् समये अहम् उत्कलभाषायां लिखामि तदानीं तद्भिन्नं भवति परन्तु मया यस्मिन् समये संस्कृतभााषालेखन आरब्धं कृतं तदानिं कथं लेखनीम् इति तस्मिन् विषये शिक्षकाः उक्तवन्तः एवम् अनन्तरं यदा अहं संस्कृतभाषालेखनप्रणाल्यम् आरब्धं कृतं तदानिम् एव तत्र अकारं कथं लेखनीयम् आकारमध्ये कथं कथं लेखन्यम् एवं व्यञ्जनवर्णाः कथं लेखनियं एवं प्रकारेण ते मह्यं पाठितवन्तः मम परन्तु भासालेखनप्रणाल्यां मम आदर्शव्यक्तयः सन्ति तेषां कृते सर्वदा अहं नमस्करोमि